आं जानामि मम मातुलः अस्ति सः क्रीडां तस्य वृत्तिरूपेणैव गृहीतवान् सः धावनक्रीडायां भागं गृहीतवान् सः एवं च अस्मद्विद्यालयेष्वपि ब बहुषु क्रीडासु छात्राः भागं गृह्णन्ति क्रिकेट् लगोरि वालिबाल् तथा प्लवनस्पर्धासु एवं बहुषु स्पर्धासु विद्यार्थिनः सोत्साहेण भागं ऊढ्वा तत्र बहुमानान्यपि प्राप्तवन्तस्सन्ति एवं अस्मद्विद्यालयस्य गरिमां वृद्धिं कृतवन्तः एते तस्मात् सर्वे छात्राः एवमेव क्रीडासु भागं गृह्णन्तु इति ताननुरुन्धे